अस्माकं गृहे पाकपद्धतिविषये एव वदन् अस्मि प्रायशः चूर्मा इति निर्मीयते पुनः खीर् इति भवति अस्माकं विशिष्टं भोजनम् साकं रोटिकां वा एवन्तु भवति एव पुनः प्रायशः गृहस्य महिलाः याः सन्ति ताः पाकशालायां कार्यं कुर्वन्ति कदाचित् कार्यं विशिष्टम् अधिकं भवति तदा पुरुषाः ये सन्ति ते अपि तासां साहाय्यं कुर्वन्ति प्रायशः तु महिलाः एव कार्याणि कुर्वन्ति किन्तु विशिष्टस्थलेषु कार्यक्रमेषु वा एवं यदा अधिकभोजननिर्माणस्य आवश्यकता भवति तदा वयमपि तासां साहाय्यं कुर्मः